तरणं हि युक्षवः सामान्येन सम्यक् जानतां शिक्षकाणां आदरणं न कुर्वन्ति हे तरणं खलु इति एवं तुच्छभावः कदाचित् भवति तेन बहुक्लेशः अनुभूयते तत् तद्द्वारा किं जलपानं तरणकाले जलपानं श्वास श्वासस्य कथम् उछ्वासनिश्वासादि व्यवस्था कर्तव्या इत्यादि ज्ञानम् एवं न भवति किन्तु शिक्षकं स्वीकृत्य अनन्तरं रक्षणार्थं क्वचिदुपायम् अपि सज्जीकृत्य यदि तरणं अभ्यस्यते तर्हि कोपि क्लेशः न भवति प्राथम्येन रक्षणार्थं कः उपायः आदरयितुं शक्यते इति प्रथमं ज्ञातव्यं तेन कोपि क्लेशः न भवति भयमपि तदा न भवति एकवारं सम्यक् तरणम् अभ्यस्यते चेत् तदानीं जलविषये तरणविषये विद्यमानाः भयाः सहजतया एव निवारयन्ति